मम विषयः कर्णाभरणं मह्यं कर्णाभरणं नाम बहु इष्टं तेषां वर्णविन्यासतः तथा तेषाम् आकृतयः मह्यं बहु इष्टं भवन्ति तत्रापि झुमुका इति यत् कथ्यते तत् बहु इतोपि इष्टं तत्र कदाचित् किं भवति अधिकमौल्यस्य भवति परं कदाचित् शीघ्रं तस्य वर्णः गम्यते एषः विषयः बहु खेदं जनयति तथा कदाचित् यदि नष्टं भवति तत्र समयः इतोपि भवति तथापि नष्टं भवति अयमपि खेदकरः विषयः एव परं मम तस्य सङ्ग्रहणं बहु इष्टं कार्यं एवम् अहं कुत्रापि गच्छामि चेत् तत् स्वीकरोमि एव तत्र च तेषां वर्णव्यत्यासः तथा आकारविन्यासः च बहु सन्तोषः भवति